भारतस्य संविधाने अष्टम्याम् अनुसूच्यां द्वाविंशतिः भारतीयभाषाः भाषाः सन्ति तत्र कोङ्कणी अस्ति कन्नड अस्ति तमिल् अस्ति एवं बहुविधाः तत्र भारते भाष्यमाणाः भाषाः सन्ति तदतिरिच्य अपि केषु केषुचित् क्षेत्रेषु भाषाः भाष्यन्ते यथा राजस्थानप्रदेशे इदानीम् अत्रत्य राजस्थानीयानां भाषाणां सांविधानिकं तत्र रूपं नास्ति यथा मार्वाडि अस्ति ढूण्ढाडि अस्ति पुनः मे हडौति अस्ति पुनः सेखावटी अस्ति एवम् अत्र भाषाचतुष्टयम् इतोऽपि अस्ति यासां भाषाणाम् एतावता संविधाने तत्र योगः नास्ति संविधानस्य अनुसूच्यां अहमेतद् चिन्तयामि एतद् भाषायाः वैविध्यं यत्र भवति तत्र देशे प्रत्येकं स्थानविशेषस्य एका विशिष्टा भाषा तु भवत्येव मातृभाषा रूपेण परन्तु तद्देशीयानां जनानां योजनाय एका तादृशी भाषा अपेक्ष्यते यया भाषया सर्वेऽपि भाषयितारः बद्धाः स्युः यथा कन्याकुमारीतः कश्मीरं यावत् समग्रमपि भारतं संस्कृतं भाषते इति एकं वैलक्षण्यमस्ति भारतस्य यद्यपि तद् तद् राज्यस्य तद् तद् स्थानस्य विभिन्नाः भाषाः भाषाः सन्ति तथापि प्रत्येकं भारतीयो जनः संस्कृतं परिचिनोति भाषितुं च शक्नोति इति मम एतावता अभिप्रायः अस्ति